भारतस्य विशिष्टाः सांस्कृतिकपरम्पराः अनेकाः सन्ति उदाहरणार्थं मातृदेवो भव पितृदेवो भव आचार्य देवो भव अतिथिदेवो भव इत्यादयः अत्र माता पिता आचार्याः अतिथयश्च देवसमानाः इति कथ्यन्ते अनन्तरं

विद्यारम्भात् प्राक् अपि श्लोकं वदन्ति एवं रूपेण सर्वत्र ते श्लोकमुक्त्वा अनन्तरं स्वकार्यपराः भवन्ति उदाहरणार्थं स्वापात् प्राक् रामस्कन्दं हनूमन्तं वैनतयं वृकोदरं शयने स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति इति एकः श्लोकः वर्तते अत्र सः एवं प्रार्थयन् अस्ति किं मां भगवान् रक्षतु इति रात्रौ किमपि दुःस्वप्नम् आगच्छति चेत् तस्मात् मां

विद्यारम्भं करोमि इति प्रार्थयित्वा सः स्वस्य विद्यारम्भं करोति